मम प्रान्ते सङ्घसंस्थाः बह्व्यः सन्ति यथा तत्र अस्माकं प्रसिद्धमस्ति राष्ट्रियस्वयंसेवकसङ्घः अनन्तरं संस्कृतभारती इति अपि अस्ति अन्यत् बह्व्यः संस्था जनोपयोगी संस्था जनकल्याणकारिणी जनकल्याणकारिण्यः संस्थाः बह्व्यः सन्ति तत्र कदाचित् चिकित्सादृष्ट्या अपि स्वास्थ्यकेन्द्रेषु अपि योजनामाध्यमेन तत्र शिबिराणि चलन्ति तत्र ये निर्धनाः सन्ति केऽपि भवन्तु निर्धनाः सधनाः वा येष् ये रोगग्रस्थाः सन्ति तेभ्यः तत्र शिबिराणाम् आयोजनं भवति तत्र नेत्रचिकित्सका निमि चिकि चिकित्सानिमित्तं तत्र शल्यचिकित्सायाः कृते मोत्याबिन्द् इति ओपरेशन् भवति शल्यचिकित्सा भवति निमित्तं निश्शुल्कं शिबिराणाम् आयोजनं सर्वकारेण अपि भवति ये धनाढ्याः सन्ति ते तत्र सहयोगं कुर्वन्ति द्वितीयं समाजदृष्ट्या यथा जलपानादि व्यवस्था भवति तत्र प्यौ इति अस्माकं राजस्थाने निमित्तम् एकं विशेषं विशेषं पदम् अस्ति प्यौ इत्युक्ते जलस्थानं जलकेन्द्रं यत्र केवलं वाटर् कूलर् नास्ति अस्माकं पारम्परिक यानि ये यानि साधनानि सन्ति तत्र विशिष्टम् अस्ति घटं घटं घटे यत् जलं भवति तद् अस्माकं स्वास्थ्यदृष्ट्या सम्यक् भवति तत्र शीतलं जलं भवति सम्यक् एव किन्तु तस्य शैत्यं स्वाभाविकम् अस्ति वाटर् कूलर् इत्युक्ते एलेक्ट्रिक् वाटर् कूलर् भवति ततः स्वीकुर्मः चेद् तेन कदाचित् अस्माकं शरीरस्य स्वास्थ्यं गच्छति एतद् दृष्ट्या बहुसम्यक् एव तत्र तेषां सर्वेषां धनात्मकपरिणामः अस्ति एव द्वितीयं ये छात्राः निर्धनाः सन्ति कदाचित् तेषां कृते शिक्षायाः अवसराः न भवन्ति तेभ्यः अपि ये सन्ति याः संस्थाः सन्ति ताः निश्शुल्कं शिक्षां यच्छन्ति अस्य धनात्मकप्रभावः अस्ति केचन छात्राः कृषिक्षेत्रेषु निवसन्ति अतः तेषां गृहे तत् तादृशानि कार्याणि प्रचलन्ति ते विद्यालयं प्रति विश्वविद्यालयं प्रति न आगच्छन्ति न आगन्तुं शक्नुवन्ति अतः तेभ्यः काचित् तादृशी व्यवस्था येन ते शिक्षकाः शिक्षां प्राप्नुयुः तदर्थमत्र बहुविधप्रयासाः क्रियन्ते वृद्धाश्रमविषये मम चिन्तनमस्ति वृद्धाश्रमः तु अस्ति एव किन्तु वृद्धाश्रमस्य आवश्यकता नास्ति यदि तस्य स्थापनं कुर्मः चेत् मत् दृष्ट्या वृद्धाश्रमाणां सङ्ख्या वर्धिष्यन्ते सङ्ख्या वर् वर्धिष्यते एव कारणं किम् अस्ति वृद्धावस्थाः न वृद्धावस्थाश्रम् वृद्धानां कृते आश्रमाः न भवन्ति चेत् तस्य एव शून्यम् एव स्यात् इति चिन्तनं यतोहि किमपि कुर्मः चेत् जनाः जागरूकाः भवन्ति जागरूकाः इत्युक्ते तथा न ते सर्वे एव वृद्धाश्रमे तत्र स्वकीयपरिजनां तत्र ते त्यजन्ति एव अतः मत् दृष्ट्या सनातनधर्मदृष्ट्या छात्रदृष्ट्या कुत्रापि वृद्धाश्रमव्यवस्था न भवेत् ये तादृशं कार्यम् आचरन्ति तेषां कृते दण्डनं स्यात् ये स्वकीय पित्रि मात्रि इति अभिभावकान् तत्र त्यजन्ति अथवा तथा सम्माननं न कुर्वन्ति तेभ्यः सर्वकारपक्षतः सामाजिकपक्षतः ट्रस्ट्पक्षतः संस्थापक्षतः दण्डनं स्यात् स सवदा सामदानदण्डभेदः इति चतुर्विधः तद् अस्त्येव मार्ग् मार्गाः तद् दृष्ट्या तेषां सम्यक् रूपेण तस्य उपचारः करणीयः एव इति